गीतं वाद्यं नर्तनं च त्रयं सङ्गीतमुच्यते इति अस्ति व्याख्या सङ्गीतस्य नाम सङ्गीते प्रकारत्रयमस्ति परं भारतीयशास्त्रीयसङ्गीतस्य द्वौ प्रकारौ स्तः उत्तरभारतीयसङ्गीतं तथा च कर्नाटकसङ्गीतम् उभयं श्रवणीयम् केवलं प्रस्तुतिकरणे कश्चनः भेदः दृश्यते शास्त्रदृष्ट्या चिन्तयामः चेत् सङ्गीते ध्वनिसमूहेन ध्वनिसमूहप्रस्तुतेः कारणात् ये विभागाः सन्ति तेषां कृते थाट इति शब्दः अस्ति तत्र थाटदृष्ट्या नाम तस्य विभागशः गणदृष्ट्या च भेदः अस्ति वाद्यसङ्गीते अपि दृश्यते गायने अपि दृश्यते श्रवणीयत्वं तु उभय उ उभयपद्धत्यां वर्तते एव एवं प्रकारद्वयेन भारतीयशास्त्रीयसङ्गीतं शोभते